पञ्चाधिकद्विसहस्रस्य वर्षस्य अक्टोबर्मासे पञ्चदशः दिनाङ्कः अक्टोबर्मासे सप्ताधिकद्विसहस्रस्य वर्षस्य तृतीयः दिनाङ्कः द्वादशाधिकद्विसहस्रस्य वर्षस्य जनवरिमासे तृतीयः दिनाङ्कः अक्टोबर् मासे नवाधिकद्विसहस्रस्य वर्षस्य चतुर्थः दिनाङ्कः नवदशाधिकद्विसहस्रस्य वर्षस्य डिसेम्बर्मासे पञ्चमः दिनाङ्कः